आं सत्यं कृषिक्षेत्रे वा गृहे वा कार्यं कुर्वन् अहं मनः मनोरञ्जजनं तु प्राप्नोमि किमर्थम् इत्युक्ते तत्र एका भावना भवति इदानीम् उदाहरणार्थं गृहमस्ति गृहे अहं कार्यं कुर्वन्नस्मि किमपि मार्जनं वा सम्मार्जनं वा इति किमपि कार्यं कुर्वन्नस्मि एवं गृहे तत्र एकः भावः भवति मनसि किम् इदं मम गृहमस्ति गृहे अथितयः आगच्छन्ति एवम् अन्ये द्रष्टारः भवन्ति एवं भावः भवति अतः मया इदं स्वच्छरूपेण स्थापनीयम् इति तद्वदेव कृषिक्षेत्रमपि कृषिक्षेत्रेऽपि अस्माभिः अत्रापि एकः भावः भवति किम् इत्युक्ते इदं क्षेत्रं मम क्षेत्रमस्ति अनेन क्षेत्रेण एव मम जीवनोपायः भवति एवं तत्रापि भावः भवति अतः तत् तत् कार्यकरणकाले मनोरञ्जनं भवति अर्थाद् इष्टं भवति तत् कार्यम् इष्टं भवति इति कृत्वा तत्र अस्माभिः मनोरञ्जनं प्राप्यते एवमेव तत्र तत्र कार्यरताः जनाः लोकगीतानि गायन्ति किमर्थम् इत्युक्ते उदाहरणार्थमहं चलामि तत्रापि मनसि एकं गीतं वा सङ्गीतं वा एवम् आगच्छति एवं सर्वेषामपि सः स्वभावः भवति एकं वा गीतं वा आगच्छति गानं वा आगच्छति सङ्गीतं वा एवम् अन्तः मनसि पुनः पुनरावर्तनं भवत्येव